हरि ओं नमस्ते हरि ओं हा यजमानमहोदय नमस्कारः अहं रामः वदन्नस्मि हा किं नास्ति किमपि नास्ति गृहे सन्ति वा सम्प्रति हा तर्हि अहमागतवान् कृपया द्वारम् उद्घाटयन्तु आमामामां हा हा किमपि नास्ति किमपि नास्ति तत्र प्रतिदिनमहं कार्यं करोमि खलु हा अद्यत्वे किं जातं नाम किञ्चित् कार्यं वर्धितमस्ति अत्र गृहे नाम नूतनतया गृहं स्वीकृतं खलु पूर्वं तु प्राचीनगृहमासीत् तत्र प्रकोष्ठाः अल्पाः आसन् अधुना यद् यन्नूतनगृहं स्वीकृतं तत्र अधिकाः प्रकोष्ठाः सन्ति पुनः गृहमपि बहु विशालमस्ति तत्र कार्यमधिकं करणीयं भवति पूर्वं अष्टौ घण्टाः कार्यं करोमि स्म सम्प्रति द्वादशघण्टा घण्टाः व्ययाः भवन्ति अतः किञ्चित् अहं प्रार्थये धनं वर्धयितुं हा आम् आमां आमां यतः तत्तु सत् तत्तु तत्तु सत्यं भवन्तः दशसहस्ररूप्यकाणि यच्छन्ति तत्रापि किं वदामि नाम अहं दिने अष्टौ घण्टाः अत्रैव भवामि खलु पूर्वं चेत् आदिनं भवामि स्म परन्तु सम्प्रति भवनमपि बृहदस्ति अधिकमपि नाम अधिकः कालः देयः भवति अतः तत्र कालः अपि जायमानः अस्ति बहिः अपि शाकानां मूल्यानि वर्धितानि सन्ति तैलस्यापि मूल्यं वर्धितमस्ति पुनः अद्यत्वे टमाटर् टमाटर् एक किलो सार्धैकशतमस्ति हा ओ हो ह्म् तत्तु तत्तु ह्म् ह्म् एवं एवं कीयद् यच्छन्ति कीयद् यच्छन्ति दशसहस्रं दशसहस्रं पूर्वमासीत् अधुना किञ्चित् वर्धयन्तु आमां तर्हि तर्हि आहत्य मासे मासे द्वादशसहस्ररूप्यकाणि आमां सम्यक् सम्यक् महोदय धन्यवादः ह्म् अस्तु आगच्छामि आगच्छामि महोदय धन्यवादः